मम प्रदेशः हिमाचलप्रदेशः तत्र शिक्षणव्यवस्था बहुसमीचीना इदानीं वर्तते यतोहि सर्वकारीया या व्यवस्था वर्तते तत्र प्राथमिकस्तरात् आरभ्य उच्चस्तरपर्यन्तं एव शिक्षा प्रदीयते तस्यां शिक्षायां या ये यथा नूतनशिक्षानीतिः इदानीम् आगता तस्याः अपि तत्र परिवर्तनम् अपि चलति शिक्षणसंस्थानां या स्थितिः अस्ति सा बहुसमीचीना अस्ति यतोहि तत्र अध्यापकाः अपि तादृशाः योग्याः सन्ति तथा च यदि योग्याः अध्यापकाः भविष्यन्ति त् तर्हि शिक्षणव्यवस्था अपि समीचीना भविष्यति शिक्षणसंस्थानेषु यथा अस्माकं प्रदेशे संस्कृतक्षेत्रे यदि विचारयामः तर्हि सम्पूर्णहिमाचलप्रदेशे सर्वकारीयाः पञ्च महाविद्यालयाः सन्ति तेषां सञ्चालनमपि सम्यक्तया चलति अन्यत् प्रत्येकजनपदे महाविद्यालयस्तरे डिग्री कोलेज् इति तत्र सम्यक्तया प्रचलन्ति अन्ये च ऐ ऐ ऐ ऐ एम् ऐ ऐ टी इत्यादि अपि इदानीं तेषामपि निर्माणकार्यं तथा च नूतना योजना सर्वकारेण सञ्चालिता अस्ति अतः यदि सम्पूर्णं विश्लेषणं कुर्मः चेत् अस् मम प्रदेशे शिक्षणव्यवस्था बहु उत्तमा वर्तते